भारतस्य राष्ट्रीयभाषानाम हिन्दीभाषा हिन्दीभाषा मध्ये संस्कृतस्य प्रभावः बहु नाम बहु अस्ति किमर्थं नाम वयं संस्कृतेन किमपि एकं पदं स्वीकुर्मः चेत् ततस् हिन्दीभासायाम् अपि भवति इदानीं वयं संस्कृतेन किमपि काव्यविषये वा भवतु अलङ्कारविषये वा भवतु नाटकस्यविषये वा भवतु उपन्यासविषये वा भवतु किमपि भवति चेत् तत्सर्वं हिन्द्यां मध्ये अपि भवति इदानीं कविकालिदासस्य काव्यम् अस्ति अलङ्कारः अस्ति तथा एव हिन्दीमध्ये अपि तादृशम् एव भवति संस्कृतमध्ये अलङ्कारस्य विषये नाम किं रसः नाम किं कथं किं भवति तादृशम् एव हिन्दिभाषायम् अपि उपलब्धं भवति अतः हिन्दीभाषायम् यत् किमपि वा भवति चेत् तत् सर्वं संस्कृतात् एव प्रभावः संस्कृतेन एव प्रभावः ज्ञायते इतोऽपि अस्माकं हिन्दीभाषामध्ये वयम् जाना है एवम् एकं वाक्यं पश्यामः चेत् तत्संस्कृते किं भवति इति वयं पश्यामः चेत् गच्छामि हिन्दीमध्ये जाना है इति भवति चेत् संस्कृतेन गच्छामि इति भवति एवञ्च का काव्यस्य विषये अलङ्कारः नाम किं अलङ्कारः नाम संस्कृते भवति सौन्दर्यार्थम् अलङ्कारः इति भवति तत्तु संस्कृते न भवति हिन्द्याम् अपि सौन्दर्यकृते एव अलङ्कारः इति तदेव वाक्यं प्रयोजनं कुर्वन्ति अतः हिन्दीभाषायं नाम राष्ट्रीयभाषायं प्रति संस्कृतस्य प्रभावः बहु नाम बहु वर्तते इति कथ्यते कथ्यते इति नास्ति तत्तु आधुनिक समये अपि चलति अस्ति पुरातनकाले अपि तथा एव प्रचलति आसीत् एवं च अग्रिमकाले तथा एव कुर्वन्ति कव कवयः ये सन्ति ते अपि तथा एव लिखन्ति संस्कृतम् अनुसृत्य एव हिन्द्याम् अनुवादः कुर्वन्ति संस्कृतमनुसृत्य एव हिन्द्याम् वार्तालापं कुर्वन्ति